नमस्कारः अन्तर्जालम् अन्तर्जालद्वारा बेङ्किङ्ग् तथा वित्तीयव्यवहारस्य कथं परिवर्तनं जातम् बहु अधिकं परिवर्तनं जातम् एतादृशं बेङ्क् अन्तर्जालद्वारा बेङ्किङ्ग् प्रारब्धम् अभवत् अतः वयं बहु किञ्चित् किञ्चित् न्यूनं किञ्चित् न्यूनं न्यूनं न्यूनकार्यार्थं बेङ्क् ग गन्तुं ग गमनस्य आवश्यकता न भवति इदानीं किं गृहतः एव बेङ्किङ्ग् कार्याणि कर्तुं सक् शक्नुमः आन्लैन् बेङ्किङ्ग् तः के किमपि किञ्चित् लघु मण् धनं कस्यामपि दातुं शक्यम् इच्छामः चेत् एकं एकक्षणे एव ट्रान्स्फ़र् भवति मनी वित् वितरणं भवति अतः बहु समयस्य व्यथ व्य व्यस्थ व्यवर्थ व्यवस्था न भवति वि केन् सेव् द टैम् इति वक्तुं शक्नुमः वित्त वे वित्तीयव्यवस्थायां इदानीं सर्वे भारते भारतदेशे अपि सर्वाणि स्तराणि अपि जनाः दू दूरद दूरवाण्याः उपयोगं कुर्वन्ति सो दूरवाण्यामेव वयम् एतादृशम् आन्लैन् बेङ्किङ्ग् आप् स्थापयामः चेत् द्वन् धनस्य आदानप्रदानं बहु आसन् बहु सरलतया कर्तुं शक्नुमः समयस्य वृथा समय वृथा न भवति अनन्तरम् आन्लैन् बेङ्किङ्ग् तः वयं किमपि फ़िक्सेड् डिपोज़िट् मध्ये धनं स्थापितुं शक्नुमः फ़िक्सेड् डिपासिट् फ़ुल् मेच्यूर् भवति चेत् पुनः पुनः पुनः पुनः स्थापनं कर्तुं शक्नुमः किमपि किञ्चित् अपि प्रतिशतं पर्सेण्टेज् इन्क्रीस् भवति चेत् इन् द सेविङ्ग्स् बेङ्क् आर् कुत्रापि तदपि निर् अयम् क्षनव्यथा कृ कृत् करड् वितौट् द टैम् वेस्ड् वयम् एतादृशं र पुनः पुनः पुनः कर्तुं शक्नुमः अन्तर्जालीय व्यत्त वित्त व्यवहारं विश्वससी भवतु अद्यापि न न इदानीम् अन्तर्जालीय वित्तव्यवहारं विश्वासः विश्वासः अतः अहं वारं वारं वित्तकोशं न गच्छामि गृहात् एव सर्वानि कार्याणि करोमि ट्रा मनी ट्रान्स्फ़र्स् मनी सेविङ्ग्स् सर्वं कर्तुं शक्नोमि कुत्र वयं कुत्रापि गच्छामः चेत् तत्रापि व्ययः व्ययः कथं वयं धनं ने आनयामः गृहं कथं धनं नयामः एतत् सर्वम् अधिकधनमपि भवति चेतपि वयं धनं नेतुं कष्टं न अनुभवामः चोरः चोरभयम् एतत् सर्वं न भवति आन्लैन् मध्ये एव स सर्वाणि वित् वित्तस्य डिस्ट्रिब्यूशन् सर्वं भवति अतः चोरभयं न भवति इदानीं परन्तु एका अनेक समस्या अस्ति एत एत् एतस्य कारणात् तदस्ति पास्वर्ड् स्मरामः वा न वा क्या एतत् सर्वम् इदानीं दूरवाण्यामपि सम्यक्तया सम्यक् रीत्या स्थापयामः अन्यथा दूरवाणी चो चोरं भवति चेत् बहु अधिकधनस्य हानिः भवति अतः सावधानेन दूरवाण्यामेव वयं सर्वं स्थापयामः अतः पास्वर्ड् सर्वं मनसि एव स्थापयामः ओ टि पि एतत् सर्वं वयं न दद्मः अन्यजनान् एतादृशं कुर्मः चेत् एत व अन्तर्जालीय वित्तव्यवहारं बहु स सुलबं भवति वित्तकोशं ग गमनमपि आवश्यकं गमनस्य अपि आवश्यकता न भवति बहु सं बहु सम्यक् अस्ति तत् धन्यवादः